गतेषु दशकेषु भारते नूतनतया उद्भूताः उद्योगप्रकाराः इत्युक्ते बहवः सन्ति तत्र यूटूब् सैबर् इत्यादीषु उद्योगं प्राप्यते बालाः युवकाः युवत्याः तत्र गत्वा कार्यं कुर्वन्ति इदानीं तना युगे कम्प्यूटर् युगः इत्युक्ते डिजिटल् तन्त्र तन्त्रसिद्धाः एव सर्वं कार्याणि सर्वं सर्वत्र भवन्ति वयं पश्यामः अतः डिजिटल् युगः इत्युक्ते गतेषु दशकेषु भारतम् प्रो अभिवृद्धिं भवति तत्र कारणीभूतः तदेव तन्त्रांशः तन्त्रज्ञानम् इदानीं अधिकं वेगेन वर्धते पूर्वतन काले यथा प्रक्रियः आसीत् तथा इदानीं तनकाले नास्ति अतः तन्त्रज्ञानमपि प्रवर्धमानः अस्ति तत्र व्यवहारः अपि तथैव प्रवर्धमानाः सन्ति